छायाचित्रस्वीकारः तावत् सुलभं नास्ति छायाचित्रस्वीकारे काचित् कला अपेक्षते यतोहि अस्माभिः छायाचित्रेण यद् दर्शयितुम् इष्यते तत् चित्रे भवेत् तदर्थं बहु मुख्यं नाम समयः समयस्य सदुपयोगः अस्माभिः छायाचित्रस्वीकारकाले कर्तव्यं कथं नाम यदा किञ्चित् चित्रं स्वीक्रियते तदा सर्वैः आधिक्येन कः दोषः क्रियते नाम ते आदौ पश्यन्ति अनन्तरं चित्रं स्वीकुर्वन्ति तत्काले यत् तैः दर्शयितुम् इष्यते तत् क्षणं गतं भवति अतः यः छायाचित्रस्वीकर्ता अस्ति सः बहु सम्यक् चिन्तयेत् यद् तस्य पुरस्तात् प्रकरणं जायमानं वर्तते तत्र अग्रे किं स्यात् इति एवं सः चिन्तयन् तस्य अनुमानं तावत् स्फुटं भवेत् यत् तस्य छायाचित्रस्वीकारस्य कालः अपि च तद् सः प्रसङ्गः युगपद्भवेत् येन तत् तासां तत् छायाचित्रं तेन यद् वक्तुम् इष्यते तद् वदेत् केवलं छायाचित्रं यथा कथञ्चित् स्वीक्रियते परन्तु तेन यद् वक्तव्यं तद् न उच्यते चेत् प्रयोजनं नास्ति अतः छायाछित्रस्वीकर्तुः सम्यक् समयपालनं भवेत् अपि च अनुमानस्य स्तरः तस्य अत्य अत्यधिकम् अतिस्फुटमपि भवेत् परन्तु तावता एव अलं न भवति यतोहि तत्र अपेक्षितमस्ति उपकरणानि यदि उपकरणानि सम्यक् न सन्ति तर्हि छायाचित्रस्वीकारेण प्रयोजनं नास्ति छायाचित्रं बहु सम्यक् तदा एव आगच्छति यदा उपकरणं कालः सन्दर्भः सर्वं सम्यक् भवति